मया कापि छायाचित्रकार्यशाला कुत्रापि न चालिता कुत्रापि मयापि भागग्रहणं न कृतं किन्तु यूट्यूब् द्वारा किञ्चिद् अहं ज्ञातवान् तत्र छायाग्रहणे केषां अंशान् विशेषेण अवधानं भवेत्

इति तत्र यूट्यूब् द्वारा एव अध्ययनम् अधिकं कृतं किञ्च किञ्चन् तद्विषये ज्ञातारः अनुभवस्तारः ये भवन्ति तेषाम् अपि अभिप्रायः मया कदाचिद् सङ्गृहीतः यदा कार्यक्रमेषु गच्छामि तत्र ये छायाचित्रग्राहकाः वर्तन्ते तैः सह सम्भाषणं ते कथं छायाचित्रानि स्वीकुर्वन्ति इत्यस्मिन् विषये तैः सह संवादः अपि मया तदा तदा कृतः अतः विशेषेण कार्यशालासु मया भागः गृहीतः इति नास्ति एवमेव स्व अध्ययेन यावद् अहं जानामि तावद् प्रकाशस्य विशेषप्रयोगः विशेषेणस्वीकारः छायाग्रहणे प्रधानः भवति तद् तस् तद्विषये अनुभवेणैव ज्ञानं प्राप्तव्यम् अतः तस्मिन् विषये अहं प्रयत्ने अस्मि